महाराष्ट्रस्थः सुप्रसिद्धः गायकः सुरेशः वाड्करः तस्य गायनं साक्षात् अहं श्रुतवती सः रामटेकनगरे आगतवान् आसीत् तत्र मम अनुभवः बहु सम्यक् आसीत् अहं प्रथमवारमेव साक्षात् गायनं श्रुतवती इति अतः बहु तत् सम्यक् आसीत् मम अनुभवोपि बहु सम्यक् आसीत् एवञ्च अहम् आर् जीत् अ अर्जीत् सिङ्ग् इत्यस्य साक्षात् गायनं श्रोतुम् इच्छामि यतोहि सः बहु सम्यक् गायति बहु सम्यक्तस्य गीतानि सन्ति अतः अहं तं श्रोतुम् इच्छामि साक्षात्